नमस्ते

आम् महोदय मम नाम नागितः अहं तव सकाशात् एकं नूतनं संगणकं स्वीकृतवान् गतसप्ताहे तथापि अधुना अहम् संगणकं चलति चेत् न चलति बटन् प्रेस् करोमि चेत् न चलति अहं चिन्तयामि मम संगणकं चार्जिङ्ग् न कुर्वन् अस्ति इति गतसप्ताहे मङ्गलवासरे आम्

आम् महोदयः अहं तथा अपि कृतम् महोदय कोपि एप् किमपि न चलति न भवति महोदयः प्रथमवारम् आन् कृतवान् तस्मिन् समये की बोर्ड् मध्ये लैट् अपि आसीत् अधुना किमपि लैट् न दृश्यते महोदय आम् आम् महोदयः कदा अहं विजयनगरमध्ये वसामि महोदयः आम्

आम् कदा आगन्तव्यं महोदयः आं महोदयः अहम् आ आनेष्यामि धनस्य विषये नाम अस्मिन् लेप्टाप् मध्ये अस्ति अस्ति महोदयः अस्ति सर्वं मम समीपे एव अस्ति

आम् महोदयः धन्यवादाः